दूरस्थेषु एकान्तिकेषु ग्रामेषु ग्राम्यक्षेत्रेषु च निवसतां जनानां क्रीडा एका मनोरञ्जनात्मिका भवति किमर्थम् इत्युक्ते इदानीं पश्यामः चेत्

यदी मनोरजनं मनोरञ्जनं न भवति तर्हि तेषां मानसिकक्लेशाः उत्पद्यन्ते तदानीं किं भवति इत्युक्ते तत् तेषाम् एकत्र एकाग्रता न भवति कार्ये वा अथवा अध्ययने वा एकाग्रता न भवति नाम सर्वदा का कार्यं कार्यं कार्यम् इति कृत्वा तेषां मनसि सर्वदा कार्यात्मिकमेव भवति मनोरञ्जनमेव भवति न भवति तदानीं किं भवति इत्युक्ते उद्विग्नता भवति तस्मात् मनोरञ्जनं भवेत् तस्मात् कारणात् तत्र क्रीडा एव प्रामुख्यं भजते अतः प्रतिदिनम् एकघण्टा वा घण्टाद्वयं वा प्रतिदिनं क्रीडा अस्माकं कृते नाम सर्वेभ्यः इदानीं युवानः भवन्तु वृद्धाः भवन्तु अथवा छात्राः भवन्तु सर्वेभ्यः क्रीडा अत्यावश्यकी एव तस्मात् मनोरञ्जनस्य उद्धारार्थं नाम अस्माकं मनोक्लेशानां दूरीकरणार्थं क्रीडा अत्यावश्यकी एव तस्मात् तत्र अस्माकं मनोरञ्जनं मानसिकक्लेशान् दूरीकर्तुमेव क्रीडाः सहायं कुर्वन्ति